अहं तु विद्युत् बिल् पूरयित्वा आगतवती आम् ओ अरे अहं विस्मृतवती

न तु अहं तु न करोमि

अहम् पूर्वम् अपि उक्तं यत् कि भवती अपि तु वार्तां करोमि अहं यदा यदा अहं कथ कथयामि कि कि तया सह तेन सह वार्तां मा करोतु तथापि भवती एव तु वार्तां करोमि करोति अच्छा यदा अहमपि पठामि तदा तु भवत्याः गृहे अपि यदा कोलाहलः भवति तदा मम पठनेऽपि बाधा उत्पतति आम् यदा अहम् एकाकी पठामि तदा कोलाहलः आगच्छति भ भवती मिथ्यां वदति अहं यदा अहं यदा यदा अहं पठामि तदा तदा भवती कोलाहलं करोति और् भवत्याः ये बालकाः सन्ति तेऽपि मम गृहे कर्कटम् क्षिपन्ति तु अहं ददामि आम् अधुनैव अहं सर् स सर्वाणि अहमपि न करिष्ये अहमपि न करिष्यामि भवत्या सह वार्तालापम्